नमो नमः अहं शिप्रा अस्मि किम् रिक्तगृहं प्रकोष्ठः अस्ति वा

तो प्रकोष्ठः कति जनानां कृते अस्ति अहं तु चतुःपञ्चजनाः कृते प्रकोष्ठः आम् मम प्रकोष्ठद्वयम् आवश्यकम् अस्ति अस्तु प्रकोष्ठे जलं सम्यक् अस्ति वा विद्युतस्य कृते अपि पृथक् धनम् आवश्यकम् विद्युतस् विद्युतस्य कृते तु पृथक् धनम् अस्तु परन्तु जलस्य कृते अपि अस्तु तर्हि प्रकोष्ठे आम् एकः बालकः अस्ति लघुबालकः एकः अस्ति पञ्चवर्षीयः अस्ति

अस्तु तत् समस्या नास्ति अस्तु अस्तु तर्हि अस्तु अहं अग्रिममासस्य पञ्चमदिनाङ्के आगच्छामि आं धन्यवादः पुनर्मिलामः